हरिः ओम् शाकं तत् वा शाकविक्रेता वा शाकविक्रेता एव किल शाकविक्रेता आम् अस्तु किञ्चित् कानिचन शाकानि आवश्यकानि आलुकम् अस्ति वा किलो द्वयम् आवश्यकम् अनन्तरं केरेट् केरेट् अस्ति वा कारेट् एकं किलो अवश्यकं वृत्तिः वृन्ताकं बृञ्जल् वृन्ताकं तद् वन् अण्ड् अ हाफ़् किलो आवश्यकं हा भेण्डम् आवश्यकं किलो द्वयम् अस्तु आं वृन्ताकं ब्रिञ्जल् वन् एण्ड् अ हाफ़् किलो भेण्डं किलो द्वयं रक्तफ़लं किलो द्वयम् अनन्तरं कूष्माण्डः अस्ति वा तद् एकं लघु कूष्माण्डम् आवश्यकम् अनन्तरं केबेज् आवश्यकं केबेज् एकं बृहत् केबेज् आवश्यकं तर्हि एकम् एकम् एकम् एकं किलो च अलम्

अनन्तरं थर्टीन् हण्ड्रेड् ग्रां चिन्ता नास्ति चिन्ता नास्ति तदेव दास्यतु चिन्ता नास्ति अनन्तरं पालङ्कः अस्ति वा पालङ्कः बीट्रूट् बीट्रूट् एकं किलो आवश्यकं महामरीचिका आवश्यकं महामरीचिका तदेकं किलो पनीर् अस्ति वा पनेर् नास्ति टु हण्ड्रेड् अधिकं नास्ति वा मह्यं तु फै़व् हण्ड्रेड् ग्राम्स् आवश्यकं भवति अस्तु तर्हि तद् टु हण्ड्रेड् ग्राम्ज़् एव आर् अर् आर्डर् नयतु अनन्तरं कालयः पीस् मटर् तद् टु हण्ड्रेड् ग्राम्स् आवश्यकम् अस्तु एतानि एव अलं बिल् कियज्जातम् एकवारं वक्तुं शक्नोति वा आम् आम् ओके फ़ैव् हण्ड्रेड् सिक्स्टि फै़व् ओके तर्हि पेमेण्ट् कथं करणीयम् ओके काश् आन् डेलिवरि भवति वा केश् आन् डेलिवरि अस्ति आ ओके आ ओके तर्हि अहं लोकेशन् वदामि तत्र डेलिवरि दास्यन्तु हेच् पि एस् वी एम् वि यूनिवर्सिटि एनाथोर् काञ्चिपुरं सिक्स् त्रि वन् नैन् ज़िरो टु आम् आम् अवश्यं करोमि अवश्यम् अस्तु तर्हि अत्र डेलिवरि अनन्तरं डेलिवरि बोय् कृते एव तत् फ़ैव् हण्ड्रेड् सिक्स्टि फै़व् रुपीस् किल बिल् अपि प्रेषयतु आं ददामि अस्तु अस्तु तर्हि तर्हि धन्यवादाः